अपरिचितेषु जलाशयेषु प्रथमं ज्ञातव्यं यत् जलस्य अत्र परिमितिः कियति अस्ति इतः पूर्वं भवद्भिः तरणं यदि कृतं स्यात् तदा कियत्कालं यावत् तर्तुं शक्यते इति भवद्भिः ज्ञातव्यम् अतः समयस्य किञ्च स्वकीयायाः शक्तेः ज्ञानपुरःसरम् एव जला जलागारेषु तरणं भवद्भिः समीचीनं भविष्यति किञ्च यत्र कासागारेषु अन्यत्र वा जले शैवालादिकम् अस्ति तत्र पूर्वं शैवालानां ततः निःसरणं भवेत् तदन्तरम् ए एव तरणम् आवश्यकं नो चेत् मध्ये यदि क्लेशस्य तस्मिन् भवन्तः संलग्नः भ भ् भवन्तः संलग्नाः भवन्ति चेत् तदा पारङ्गमने क्लेशः भवितुम् अर्हति अतः एतत् सर्वं समीक्ष्य एव जले प्रवेशः आवश्यकः अस्ति